भिन्नभिन्नकार्यावकाशानां प्रारम्भे तन्त्रज्ञानं कथं साहाय्यम् अकरोत् इत्युक्ते तत्र कार्यावकाशानां प्रारम्भे तु सहायं किञ्चित् किञ्चित् क्रियते तत्र प्रायः साहाय्यं कथं भवति तन्त्रज्ञानेन रि तन्त्रज्ञानं भवति चेत् एतद्भवति एतत् तत् अस्माकम् अस्ति खलु तन्त्रज्ञाने विषये तत्र अद्यकालीन छात्राः तत् ज्ञातुम् न इच्छन्ति इत्युक्त्वा तान्त्रिकम् इत्युक्ते तत्तु पुरातनम् अभवत् तत् का तान्त्रिकज्ञानम् इत्युक्ते तत्र किमपि अभवत् किमपि तत्र ज्वरः अस्ति किन्तु तान्त्रिकज्ञानद्वारा कुर्मः तत्तु ते सकाशे कुर्वन्ति परन्तु सद्यः काले छात्राः तान्त्रिकपदवीं प्राप्तुम् इच्छन्ति वा इति न अहं वदामि न इच्छन्ति किमर्थम् इति तान्त्रिकं तत्तु पुरातनपदमस्ति तत्तु तत्पदं तु ज्योतिषः ज्योतिषशास्त्रस्य ये छात्राः सन्ति ते तान्त्रिकपदवीग्रहणं कर्तुं ते इच्छन्ति परन्तु आधुनिकछात्राः ये सम्यक् अस्माकं धर्मशास्त्रमेव न पठन्ति संस्कृतमेव न पठन्ति ते तु तान्त्रिकपदवीं प्राप्तुं न इच्छन्ति किमर्थम् इत्युक्ते अद्यतनीयछात्राः यन्त्रज्ञानम् आवश्यकं तेषु अद्यतनछात्राः किं कुर्वन्ति यन्त्रज्ञानाय पठन्ति यत्र यन्त्रं यन्त्रं यन्त्रद्वारा ज्ञानं प्राप्तुम् इच्छन्ति यन्त्रज्ञानं प्रा यन्त्रज्ञानं यन्त्रज्ञानपदवीं प्राप्तुम् इच्छन्ति अतः ते न कुर्वन्ति न इच्छन्ति